अहमस्मि अत्र आगच्छतु आमाम् आम् अहम् अहम् अहं बेळगावि नाहं मैसुरं गच्छामि हा एस् आं स्वीकरोतु टिकिटिका ददाति वा आम् एकां प्रष्टव्यमासीत् अत्र मया पार्श्वे कः अस्ति वा अथवा का अस्ति वा कापि अस्ति वा अत्र बालकः अस्ति वा तर्हि तत्र अहं तत्र गन्तुं शक्नोमि वा अग्रे यद् स्थलमस्ति तत्र गन्तुं शक्नोमि हा तत्र मया पार्श्वे दक्षिणः तत्र त्रयः स्थलमस्ति खलु त्र तिस्रः तत्र मया पार्श्वे दक्षिणतः का दक्षिणपार्श्वे कः अस्ति वा तद् दक्षिणतः अपि वामपार्श्वे हा तर्हि हाअहम् एकः द्वयोः बालकौ मध्ये अहम् एका बालिका कथम् उपवेष्टुं तर्हि शक्नोमि खलु तर्हि किञ्चित् स्थलपरिवर्तनं कृतं चेत् सम्यक्भवति मन् नाम अहं यदा मया पार्श्वे बालिकाः इक् तथा मह् अथवा महिला एव सन्ति चेत् अहं स् सम्यक् गन्तुं शक्नोमि तत्र क्लेशः नास्ति हा अहम् इदा इद् अधुना अहं लघु बालिका अस्मि खलु यदा बालकः मया पार्श्वे अहं सम्यक् न करोमि तदर्थं किञ्चित् स्वि न न इदानीम् मास्तु अहो किञ्चित् क्लेशः मया इदानीं प्रथमतया अहं लोकयानतः क गं गं गच्छामि आगमिष्यामि तदर्थं किञ्चित् क्लेशः अस्ति तद् एका बालिका यदा मम पार्श्वे बालिका अस्ति चेत् सम्यक् भवति हा यदि अत् इदानीमेव नास्ति चेदपि चलति अनन्तरं यदा रात्रिः भवति तदा मया कृते एकस्थलं प्रक्षति चेत् सम्यक्

हा यद् बेळगावितः कापि गच्छति चेत् तत्र कर्तुमपि शक्नोति इदानीमेव अपेक्षते इति नास्ति हा हा धन्यवादाः आमां धन्यवादाः